हरिः ओम् हा महोदया अहं हा अहं स्वप्नलता बगन् भगिनी वदन्ती अस्मि अधुना द्वादशकक्षायाः परीक्षां प्रचलति खलु एकत्र मां मां गन्तव्यमस्ति इन्विजिलेटर् रूपेण परीक्षकरूपेण तर्हि तत्र किं कार्यं कर्तव्यमिति सम्यक्रूपेण कथं भवति तत् इन्विजिलेषन् अहं न जानामि तर्हि भवती विस्तृत् रूपेण कृपया सूचयतु सूचयिष्यति वा कृपया वदतु भगिनी

आमाम्

अर्धम्

हा डिजिटल् वाच् इत्यादिकं किमपि मास्तु तत्र हा इति आमाम् आम्

एवं वा पूर्वसूचना दातव्या इति सूचना आमाम् आमाम्

आमां हा हा आसनक्रमाङ्कः आम् तत्र बार्कोड् इति किमपि भवति वा अहं श्रुतवती

तर्हि कीदृशं किञ्चित् विस्तृतरूपेण कथयतु भगिनी तत्र अस्माकं स्वाक्षरी भवति खलु प्रति प्रतिप्रज उत्तरपत्रिकायाम् अस्माकं स्वाक्षरी भवति हा प्रथमं तु तेषां स्वाक्षरी भवति छात्राणां अनन्तरं किं करणीयम्

आं हा

कर्गजं हा

हा आम् आमाम् एवं सम्यक्तया लेपनं भवति तस्य उपरि एवं वा बार् कोडस्य आमाम् अस्तु

हा हा हा आमाम् अस्तु अस्तु सम्यक् ज्ञातवती धन्यवादाः भगिनी तर्हि अहं श्वः तत्र प्राप्स्यामि दशवादने धन्यवादाः आम् आम्